अहं सर्वदा सांस्कृतिकविषये एव पठामि किमपि देशे वा प्रान्ते वा राज्ये वा सांस्कृतं सांस्कृतिकविषयाः भवन्ति चेदेव अहं पठामि नो चेत् मम रुचिः राजकीयविषये नास्ति अतः अहं बहु इत्युक्ते सुवर्णा न्यूस् चानल् सुवर्णा टि वि ई टि वि डि डी चन्दन एतादृशानि यत्र यत्र सांस्कृतिकविचाराः भवन्ति तादृश तादृशाः कार्यक्रमाः अथवा विचाराः एव अहं पश्यामि

अतः मोबैल् मम मोबैल् यन्त्रे तत् मम मोबैल् यन्त्रे नास्ति किन्तु दूरदर्शने अहं पश्यामि दूरदर्शनमपि न्यूनं पश्यामि मम मोबैल् मध्ये अपि बहु न्यूनरीत्या अहम् उपयोगं कर्तुं करोमि तदेव सर्वदा अहं यूट्यूब् चानल् मध्ये केवलं सङ्गीतमेव श्रुणोमि सांस्कृतिकविचाराः सद्विचाराः एव अहं श्रुणोमि नो चेत् मया आसक्तिः राजकीयविषये किमपि नास्ति